जनाः लाक्डौन्मध्ये तु दूरभाषायाः उपयोगम् तु अधिकतया कृतवन्तः एव एतत्तु सत्यम् अन्तर्जालीय शिक्षणस्य अथवा गृहात् कार्यस्य विषये तु मम अनुभवः एवं भवति यत् गृहात् कार्यं तु मम संस्था मम कार्यसंस्थायाम् उत्तमरीत्या प्रचलति जनाः गृहकार्यं गृहात् कार्यमेव अद्य गत्वा इच्छन्ति अपि किन्तु अन्तर्जालीय माध्यमेन शिक्षणम् अहं स्वानुभवेन न वक्तुं न शक्नोमि किन्तु बालेभ्यः तत्र वैयक्तिकरीत्या आमुखम् अभिमुखं शिक्षणम् एव वरम् इति मम मतः अस्ति